अहं पूर्वस्मिन् मासे सभायां भागं ग्रहीतुं अर्थात् प्रतिभापुरस्कारार्थं वीडियो कान्फ़रेन्स् द्वारा सम्भाषणं कृतवान् आसम् तत् समये बहु विशेषरूपेण अनुभवः आसीत् उत्तम सम्पर्क द्वारा बहु उत्तमरीत्या सम्भाषणं जातं तथा च वीडियो आडियो अपि अति मनोहररूपेण आसीत् मध्ये किञ्चित् किञ्चित् क्लेशः आसीत् परन्तु बहु सम्यक् रूपेण वीडियो कान्फ़्रेन्स् जातम्